हरि ओं नमस्ते अहं भवतां रेस्टोरेण्ट् तः आर्डर्स् स्वीकृतवती आसीत् तत् आर्डर् च मम कृते प्राप्तं वर्तते परन्तु मम एका शङ्का वर्तते यत् मया पेमेण्ट् कृतं तत् सक्सस्फ़ुलि जातम् अस्ति वा न वा इति तर्हि भवान् कृपया भवतां वेब्सैट् ओपन् कृत्वा मां वदसि वा यत् मम पेमेण्ट् यत् कृतमस्ति तत् सम्यक्तया जातमस्ति वा न वा यतो हि आर्डर् मम कृते प्राप्तं वर्तते परन्तु तत्र पेमेण्ट् सक्सेस्फ़ुलि जातं वा न वा इति मम शङ्का वर्तते यदि वेब्सैट् ओपन् कृत्वा भवन्तः वदन्ति मम कृते तर्हि अहम् यदि न जातं चेत् अहं पुनः तत्र पेमेण्ट् करोमि मम कृते कृपया वदतु यत् पेमेण्ट् जातं वा न वा इति